हरिः ओं भगिनि हा भगिनि

आं भगिनि आं वदामि भगिनि अस्माकं गुरु हा भगिनि अद्य प्रातः अस्माकं गुरुकुले वार्षिकोत्सवकार्यक्रमः आसीत् भगिनि तत्र नृत्यकार्यक्रमः सङ्गीतकार्यक्रमः नाटकम् आसीत् पुनः अभ्यागताः अपि आगताः अस्ति ते तु अधुना संस्कृतविषये उक्तवन्तः अधुना कथम् अस्ति संस्कृतं संस्कृतं पठितं चेत् किं प्रयोजनम् इत्यादिकम् उक्तवन्तः पुनः वार्षिकोत्सवः महान् उत्सवः अस्माकं गुरुकुले किमर्थं नाम अद्यैव गुरुकुलीयछात्राः गृहं गच्छन्ति बहुसन्तोषः भवति पुनः किमपि हा भगिनि अवश्यं प्रेषयामि कदा प्रेषणीयं कुत्र प्रेषणीयं हा भगिनि हा भगिनि प्रेषयामि शतं छात्राः अत्र तु पञ्चमकक्षा आरभ्य दशमकक्षापर्यन्तं पठन्ति